हम्पि इति तु नाम श्रुता श्रुतमेव भवति भवद्भिः हम्पि वर्ल्ड् हेरिटेज् मध्ये गणना भवति इति कारणात् केवलं देशात् एव नास्ति बहुभ्यः देशेभ्यः अपि जनाः आगच्छन्ति देशेभ्यः देशादपि भिन्नभिन्नराज्येभ्यः अपि जनाः आगच्छन्ति ते तद्द्रष्टुमपि आगच्छन्ति बहु इच्छन्ति अपि द्रष्टुं तादृशसुन्दरस्थलं द्रष्टुं ते बहु इच्छन्ति बहवः जनाः आगच्छान्ति इति कारणात् वा वासस्थानानि तु भवन्त्येव यथेष्टं वासस्थानानि हम्प्यां वयं प्राप्तुं शक्नुमः